गृहे पुरुषाणां महिलानाम् व्यवहारः महिलानां तु व्यवहारः मृदुः भवति पुरुषाणां व्यवहारः किञ्चित् कटुः भवति अनन्तरम् पुरुषाणाम् कार्यं धनार्जनं भवति गृहस्य कार्ये मातुः कार्यस्य कार् कार्येषु साहाय्यं करणीयम् महिलानां कार्यम् वस्त्रमार्जनं वस्त्रप्रक्षालनं गृहप्रक्षालनम् पाकम् एतादृश कार्याणि भवन्ति गृहे यदाकदापि समयस्य अभावेन पुरुषाः अपि महिलायाः कार्यं कुर्वन्ति